पश्चिमबङ्गालस्य मेदिनीपुराभिजनवास्तव्य अहं अस्माकं प्रदेशे वातावरणस्य महत् वैचित्र्यं परिलक्ष्यते तत्र षण्णां ऋतूनां समावेशः वर्तते तत्र ग्रीष्मसमये बहुघर्मः जायते अपि च वर्षासु अतिवृष्टिः यदा वर्ष ऋतुः आरभ्यते तदाः सर्वैः शैत्यम् अनुभूयते मम जीवितकाले अस्माकं प्रदेशे वातावरणस्य महत् परिवर्तनं मया परिलक्षितं द्विसहस्रनवेतमे वर्षे अत्यधिकवृष्टिकारणात् असमाकं प्रदेशः अप्सु मग्नः जातः